गतेषु दशकेषु भारते नूतनतया उद्भूताः उद्योगप्रकाराः अनेके सन्ति यथा अनुवाद उद्योगः एवं यूट्य़ूब् मध्ये कण्टेण्ट् क्रियेटर् इत्यादि उद्योग् उद्योगाः एवं तत्रैव अनेके उद्योगाः सृष्टाः सन्ति एवमेव अन्यत्रापि अनुवादक उद्योगः तथा ध्वनिदापक उद्योगः एवं नूतनतया अनेके अनेके युद् उद्योगाः आग आगम्यमानाः सन्ति भारते युवानः बहु उद्योग अवकाशान् पश्यन्तः सन्ति नाम इदानीं पूर्वं किम् आसीत् केवलं वैद्य उद्योगः एवम् अभियन्त्रक उद्योगः एतादृश उद्योगाः एव अधिकतया आसन् इदानीम् बहुक्षेत्रेषु बहुविधप्रकार उद्योगाः लभ्यमानाः सन्ति तत्र सर्वत्र युवानः अवकाशान् पश्यन्तः सन्ति